जलस्य शोधनार्थम् उपायाः इति प्रश्नः इदानीं वयं नागरजनाः नगरे जलकुम्भः भवति ततः अस्मभ्यं लभते जलम् यदि तञ्जलम् अनुचितं भवति अयोग्यं भवति पातुं तर्हि शोधनस्य आवश्यकता परन्तु सर्व सर्वकारपक्षतः जनेभ्यः उत्तमं जलं दातव्यम् इति सर्वकारपक्षतः एव तादृशी व्यवस्था भवति जलकुम्भे उत्तमजलं भवति तदेव शोधितं तत्रैव प्रक्रियाः प्रक्रियाः भवन्त्येव तदेव शोधितं जलं यदि अस्मभ्यं लभते तर्हि इदानीं जलशोधनस्य अवश्यकता नास्ति इति मन्ये परन्तु वर्षाकाले किञ्चित् अनुचितं जलमपि लभते ततः तदा बाय्ल्ड् जलं वयं स्वीकुर्मः तदा एव तस्मिन् काले एव परन्तु जनाः केचना सन्ति जनाः तादृशाः यथा एक्वा गार्ड् वगरे इत्यादिकम् उपयुज्यन्ते तैः परन्तु अहं मन्ये यज्जलं लभते तेन सह एव समञ्जनं भवतु यतः शरीरस्य कृते तदेव लाभाय अन्यथा शरीरमपि सुकोमलं भवेत् किमपि न स्वीकुर्यात् इति मन्ये इत्यतः